ग्रामीणजनानां कृते न्यायस्थानं सेवासु अनेकानि कष्टानि वर्तन्ते प्रथमविषयः आङ्लभाषायामेव तत्र चर्चा भवति अनन्तरं न्यायस्थानेषु अधिकाधिकं शुल्कम् अपि आवश्यकम् तत्र शब्दानि अपि कठिनशब्दानि वर्तन्ते लेखनविषये वा पठन समये वा चर्चा समये वा कठिनपदानि उपयोगानि भवन्ति